नमो नमः नमों नमः भवत्याः नाम किम् वयः कति भवती किं जातम् भवती ह्यः रात्रौ किं खादितवती बहिः खाद्यं मा करणीयं बहिर्खाद्यं कृत्वा उद् भवत्याः उदरवेदना जायते अस्तु अहम् औषधं लिखामि तर्हि त्वं समयेन स्वीकरोतु औषधं कदा खादिष्यति जानाति वा आमाम् अहं वदिस्यामि ध्यानेन श्रवणं कुरुत अधुना भोजनं कृत्वा खादतु तदनन्तरं रात्रे रात्रौ शयनात् पूर्वं औषधसेवनं करोतु आमाम् कश्चिद् अन्यः रोगः अस्ति वा ज्वरः अस्ति अहं पश्यामि शरीरे तापमाच्चा अधिकम् अस्ति श्वः वृष्ट्या तुभ्यं अधिकम् अधिकं स्नानं करोति वा अधिकं स्नानं मा कुरु तदेव तदेव अधिकस्नानं कृत्वा सामान्यज्वरः अस्ति मस्तके पीडा अस्ति अहम् औषधं लिखामि भवती समयेन स्वीकरोतु श्वः प्रातः भोजनात् अनन्तरं औषधं स्वीकरोतु तदनन्तरं रात्रौ शयनात् पूर्वं स्वीकरोतु समीचीनं भविष्यति गच्छतु